पारम्परिकनृत्यं न संरक्षितं चेत् अन्तर्धानं भविष्यति सम्पूर्णनृत्यजगत् संस्कृतजगति यतो हि वयं तत् क्षणमेव विडियो सहायम् कर्तुं शक्नुमः यथा तथा यथा यथा पारम्परिकनृत्यस्य अभ्यासकाः अन्यत्र दृष्टानाम् अन्यः अन्यः अन्यनृत्तानां तत्वानि स समावेशयन्ति तथा मूलनृत्यं न्यूनविष्टं भवति मम एकं कष्टं नृत्यविशिष्टस्पर्धासु एकदिनचर्यासु अन्यनृत्यानां तत्वानि द्रष्टुं सालसा नृत्तकः झाज् प्रविद्धः एतावत् ऋणम् ऋणम् गृह्णन्ति यत् इदं प्रदीयते यत् अहं सालसा दिनचिर्यायां न पश्यामि एषः सालसा इति कथ्यते सङ्गीतं निष्क्रियं कृत्वा पश्यन्तु यत् अद्यापि अद्यापि सलसा एव अनुभूयते वा कदा कतिपयेषु पीडितेषु विश्वं शास्त्रीय तगनीकिनृत्येषु सुबरलोकप्रियनृत्येषु च विनि विनियोजितं शक्नोति अद्यतनीय अद्यतनीय नृत्यं अद्यतननृत्यानि दग्धानि भविष्यन्ति अत्यन्तं लोकप्रियनृत्येषु अपि एतत् भवति इति वयं पश्यामः यत् अस्माकं केचन प्रतियोगितासु आयोजना योजकनृत्यशैली श्या शैल्याः यदि सहजतया परिचिताः न भवितुं शक्यमानानां दिनचर्यानां कृते बिन्धुं बिन्धून् कटयितुं वदन्ति अहं वरं करोमि यत् तानि नृत्यानि स्वविशेषणानि द धारयन्तु अतः एव श् तेषां संरक्षणस्य आवश्यकता वर्तते युद्धकलायाम् अपि एतत् भवति अत्र बहवः अस्पष्टाः अस्पष्टाः युद्धकलाः सन्ति परन्तु अधिकांशाम् अभ्यासकारिणः प्रमुखशैल्याः अभ्यासं कुर्वन्ति युद्धकलाकारः कस्यापि शैलीविशेषे प्र प्रतिबन्धाः भवति इति अधिकं सम्भावना वर्तते आवश्यकसंस्कृतिषु परम् पारम्पराभिः संस्कारैः च सह संरक्षणं सर्वथा स्वैच्छिकं भवति परन्तु तस्य अनेकं सत्कारणानि सन्ति संस्कृतिः इति वयं मानवाः कथं परितः जगतः अनुकूलाः भवेम पुरातनसंस्कृतेः तेषां पारम्पराश्च एतानि अनुकूलानि संरक्षितानि सन्ति संस्कृतिषु अपि कालान्तरे परिवर्तनं भवन् भवति यथा संस्कृतिषु नूतनः परिस्थितयः नूतनः विचाराः च आगच्छन्ति तथा च जनाः मुखस्य परिवर्तनस्य अनुकूलता प्राप्नुवन्ति संस्कृतिः न स्त स्थगितवस्तूनि सन्ति ये कदापि न परिवर्तन्ते अपि तु जीविताः अनुकूलः व्यवस्थाश्च सन्ति पुरातनपरम्पराः अधीतानपरिस्थितिषु अनुकूलस्य कलाकृतयः वहन्ति ये अभविष्ये नूतनपरिवर्तनानाम् आधारः भवन्ति संस्कृतिः परम्परा संस् परम्पराः संस्कारः च जनान् जनान् एकत्र वा बद्ध्नाति प्रलतायाः सम्मुखे एकत्र कार्यं कर्तुं न अनुमतिः ददाति बृहत् आधुनिक आधुनिककराजिन् कराज्यानि इति इच्छन्ति यत् सर्वे प्रबलसंस्कृतिः अनुरूपः अनिरूपः भवेयुः तथा च केवलं फ़िट् इन् भवेयुः परन्तु बृहत् प्रबलसंस्कृतेः नियमितरूपेण आल्पसङ्ख्याकः आमुखधारां समूहान् समाजस्य परिधिं प्रति धक्खायन्दि यत्र तेषां प्रभावः शक्तिः च नास्ति प्रायः तेषां विभक्तवान् विभक्तवान् प्रबलसंस्कृतिः तान् उप् अपमानयति वा अवहेलयति वा इति कार्यं कारणतः एतत् भवति संस्कृतिः परम्परा संस्कारः च आल्पसङ्ख्या जनानं सायं सज्जीकृतपरिचयस्य सामान्यपरम्परायाः च कारणेन एकत्र आनयन्ति एतेन ते प्रभावः संस्कृत्य आक् आक्रान्तस्य अवहेलनस्य च विरुद्धम् एकत्र कार्यं कर्तुं शक्नुवन्ति अमेरिकिन् भारतीयजनजातयः स्वस्य सामान्यपृष्ठभूमिं सफलतया अभियुद्ध्य स्वजनम् एकत्र आनीय अमेरिकसर्वकारस्य नीतिनां विरोधं कृतवन्तः येन तेषां हानिः भवन्ति ते सर्वदा सफलाः न अभवन् परन्तु तेषां साधारणसंस्कृतं पृष्ठे संस्कृतिक पृष्ठभूमिः एव तेषां कृते एकत्र कार्यं कर्तुम् मुख्यधारा अमेरिका एकेन संस्कारात् आदित्यस्य विरुद्धं पुश् पृष्ठं दाक्खायितुं च शक्नोति यत् चिरकालात् तेषु संस्कृतिः समाप्तम् परम्परागतरूपेण यत् किमपि आसीत् तत् सर्वे सर्वं तेभ्यः तु कर्तुं च प्रायः प्रयतते विभिन्नाः संस्कृतिः अनेकविधिः सामान्यपरिस्थितौ अनुकूलता प्राप्तवन्तः यथा यथा वयं भविष्ये अग्रे गच्छामः तथा तथा मानवत्वेन वयं ये परिस्थिततया समुच सम्मु सम्मुखी भावामः तेषु परिवर्तनं भविष्यति विश्वस्य जनसङ्ख्या वर्धमाना अस्ति पृथिव्याः जनेन उपरि वर्तमानः अस्ति एतेषां परिवर्तनाम् उत्पद्यमानानां परिस्थितानां परिस्थितीनां कूलदाये अस्माभिः अस्माभिः परिवर्तनं कर्तव्यं भविष्यति पूर्वं भिन्नभिन्नसंस्कृतयः भिन्नभिन्नरूपेण परिवर्तनशीलपरिस्थितिषु अनुकूलतां प्राप्तवन्तः निदिताः संस्कृतिः परम्पराः बह संस्कारः च संरक्षितः सन्ति तर्हि ते अस्मान् वक्तुं शक्नुवन्ति यत् पूर्वम् अन्ये जनाः परिवर्तनशीलपरिस्थितिषु कथम् अनुकूलतां प्राप्तवन्तः एते तु भविष्ये अग्रे गच्छन्ति गच्छन्ति वा वयं तेषां सम्भाव्यमार्गाणाम् अनुकूलनं कर्तुं शक्नुमः तेषां विषये सूचितुं शक्नुवन्ति येन अस्मत् केचन कष्टं कठिनः आह्वानं प्रदातुं शक्यन्ते